हां नमस्ते वदन्तु नमस्ते आ शुभोदयं भवतामपि सम्यक् एव भवान् वदन्तु किमपि विशेष अस्ति वा हां श्रूयते श्रूयते वदन्तु हा श्रूयते वदन्तु हा भवत् अभूत् अभूत् अभूत् अभूत् महोदय अभूत् किमर्थं वदन्तु कार्यं भवतः यदुक्तं तत्सर्वमपि समापितं मया य अद्यदिने तु तत्र कार्यक्षेत्रे भवतां दत्तम् आसीत् यत् वृक्षाणां कर्तनं कर्तव्यम् इति वृक्षाणां कर्तनं मया कृतं

जल नैव वृक्षाणां कर्तनम् इत्येव उक्त्तम् भवता तत् तावदेव कृतं मया नैव नैव तत्र न यदा पति पतिमध्ये तत्र एवमासीत्

हां हां हां हां यत्र क्षेत्र क्षेत्रे तत् तत्र बहु बहू वर्षः सञ्जातः आसीत् अस्माभिः वयं तु त्रि त्रयः एव आसन् त्रयः अपि गत्वा वर्षस्य यत् जलं जलमासीत् तत् सर्वं निष्काषितं निष्कास्य आगमने टाका तदनन्तरं वृक्षाणामपि कर्तनं कर्त्य कारितं एवं तथा एव विलम्बः आसीत् बहु दत्तं धनम् भवता भवता यद्धनं दत्तं तद्धनान्थं अस्माभिः यत् कर्तव्यम् आसीत् तत् सर्वम् अपि कृतं यतः अस्माभिः मध्याह्णे भोजनमपि न कृतं आसीत् तथा एव अस्माभिः कार्यमपि कृतवन्तः तत्सर्वमपि पश्यन्तु भवता एव यतः यत्र तत्र सर्वमपि जलम् आसीत् सर्वमपि जलं निष्कास्य निष्कास्य एवं बहुवृक्षाणि अपि आसीत् तत्सर्वमपि निष्कास्य एव आगतवन्तः भवतः एव पश्यन्तु भवतु भवतु भव भवतु भवतु भवतु महोदय भवतु आ आगच्छन्तु पश्यन्तु हा भव भव बै